अहम् उत्कुलदेशे बालेश्वरमण्डले जातः अस्माकं परिवारे पिता मम विमाता च आस्ताम्

अस्माकं मण्डले नगरे तत्र दुर्गापूजा महता वैभवेन भवति तत्र दण्डचालनं बहवः जनः बहवः गोष्ठयः तत्र दण्डचालं चालनं विविधरीत्या कुर्वन्ति असि चालनमपि कुर्वन्ति तद् मह्यं भृशं रोचते स्म